मम प्रदेशे संवर्धमानानि पदार्थानि कानि इति चेत् मम प्रदेशः वर्तते बेङ्गळूरु ग्रामान्तरः तत्र रागी पुनः कार्पासः पुष्पाणि सस्यानि इत्यादीनि तत्र संवर्धमानानि पदार्थानि तत्र भारतस्य आर्थिकं व्यवस्थायाम् एतानि एतानि कथम् उपकुर्वन्ति इति चेत् यदा एतानि एतानि